स्मृतिग्रन्थाः मम इष्टतमा पुस्तकशृङ्खला अस्ति तत्र अन्तर्भवति मनुस्मृतिः याज्ञवल्क्यस्मृतिः पराशरस्मृतिः गौतमधर्मसूत्रम् इत्यादयः स्मृतिषु इदं जगतः कथं सृष्टं तद् विषये षोडशसंस्काराः विषये श्राद्धविषये वक्षावक्षविषये चतुर्णां आश्रमानां विषये राजधर्मविषये वनधर्मविषये पुरुषार्थाणां विषये अन्ते च आत्मनः विषये विस्तृतं विवरणं कृतं वर्तते अतः अहम् एतत् पुस्तकं पठितुम् इच्छामि